तरणसमये विशालेषु जलागारेषु यदा शैवालयादयः पुरातनवस्त्राणि लता कदाचित् अन्य अवरोध कारकवस्तूनि भवन्ति तेषां विषये अवधानं दातव्यं कासारेषु मुक्तिजलागारेषु जले अशुद्धताविषयकसमस्याः आगच्छन्ति एवञ्च जलप्रवाहः तीव्रगत्या भवेत्